सम्प्रतिकाले तु बालकाः नूतनक्रीडाः न क्रीडन्ति ते सर्वदा मोबैल्मध्ये एव व्यस्थाः भवन्ति येन तेषां चक्षूरोगाः शरीररोगम्मध्ये न जाने के के रोगाः भवन्ति इदानीं तदपि वयं वक्तुं न शक्नुमः सम्प्रति प्रतिदिनं नूतनाः रोगाः एव आगच्छन्तः सन्ति अतः अस्मिन् काले प्रायः क्रीडानाम् अभावः एव दृश्यते यदि वयं बहिः पश्यामः बालकाः न दृशन्ते एव ते क्वचित् गृहे कोणे मोबैल् स्वीकृत्य पुनश्च उपनेत्रं धृत्वा सर्वदा मोबैल्मध्ये एव किमपि किमपि क्रीडन्तः भवन्ति